वेदाङ्गानाम् अध्ययनं वेदाध्ययनात् भिन्नमेव यतोहि वेदाध्ययने क्रमः एव भिन्नः तत्र उच्चारण अनूच्चारणपद्धत्यां वेदानाम् अध्ययनङ्क्रियते एकवारं गुरुः वदति द्विवारं पुनः शिष्याः अनुवदन्ति एवम् उच्चारण अनूच्चारणपद्धत्यां वेदाध्ययनं भवति परन्तु वेदाङ्गानाम् अध्ययनं तथा उच्चारण अनूच्चारणरीत्या सर्वदा पदपदशः अध्ययनं न भवति वेदाङ्गानाम् अध्ययनं वेदानाम् अर्थावधारणार्थम् इत्येव अतः यथा वेदः अधीयते तथा वेदाङ्गानाम् अध्ययनं न क्रियते तदर्थं पृथक् ग्रन्थव्यवस्था वर्तते इत्यतः तेषां सूत्रानुसारं अर्थ अनुसन्धानम् अथवा अर्थाध्ययनम् इत्यादि भवति इत्यतः वेदाङ्गानाम् अध्ययनं वेदाध्ययनात् भिन्नमेव